हरिः ओम्

आमाम् वदतु हा वदतु निहारिके

तर्हि अ प्रायः मम इदानीन्तु नाक् आगमिष्यति इति कारणात् एकं दिनन्तु प्रायः नाम अस्माभिः तत्र कार्यं कर्तव्यमिति आगतमस्ति मुख्यालयात् परन्तु नाम मासद्वये तु पुनः दिनद्वयस्य कृते विरामः तु भविष्यति एव अस्माकं संस्थायां आद्यन्तात्तु वेतनवृत्तिः तु नाम क समयेन तु भविष्यति एव तद्विषये चिन्ता मास्तु भवती सम्यक् कार्यमपि कुरोति अहं जानामि परन्तु अय् एवमेव हठात् एवं निर्णयः तु न उचितः पुनरेकवारं नाम

चिन्तयन्तु एतत् कुत्र जोय्न् करिष्यति भवती

स्थायिपदमस्ति वा तत् चिन्ता नास्ति तत्रैकवारं चयनं करोतीति नाम चिन्तनमासीत् परन्तु चिन्ता नास्ति यदि भवत्याः भवत्याः तथा विचारः अपि जातश्चेद् अहं भवत्याः कृते शुभाः कामनाः वितीर्य विरमामि मेल्द्वारा प्रेषयतु बव् भवत्याः त्यागपत्रं अस्तु धन्यवादः